प्र विद्युत् मम प्रदेशः चेन्नैनगरम् अतः तत्र उष्णम् अधिकं भवति यदा ग्रीष्मकाले विद्युत् गच्छति चेत् तदा म बहु क्लेशम् अनुभव अनुभवन्ति वयं वयं अनुभवामः अनुभवामः किमर्थम् इत्युक्ते व्यजनं चालितुं न शक्नुमः अतः तस्मिन् कारणात् तस्य कार त तस्य कारणात् बहु क्लेशकरं भवति बहु कष्टम् अनुभवामः अनुभवामः शीतलकाले तु उष्णजलं स्थापयितुं न शक्नुमः उष् उ यदा विद्युत् गच्छति तदा उ उष्णजलं प्राप्तुं न शक्नुमः अतः तदपि एकं कारणं भवति त तत तस्मि त तस्य कारणादपि क्लेशकरं भवति सायङ्काले शीतल शीतलकाले सायङ्काले बहु शीघ्रमेव अन्धकारः भवति अन्धकारः अन्धकारकारणात् यदा विद्युत् अपि गच्छति तस्मिन् समये किमपि न द्रष्टुं शक्नुमः पा छात्राः पठितुमपि न शक्नोति इति तदपि एकः क्लेशकरः विषयः भवति